अहं विवाहात् पूर्वं श्रीरङ्गनगरे आसीत् तस्मिन् प्रदेशे वैकुण्ठएकादश्याः पूर्वं दशदिनानि वहल्पतोत्सवम् वैकुण्ठएकादश्यां परं दशदिनानि रापतोत्सवम् आचरितवन्तः उत्सवसमये हरेयर् सेवाकैङ्कर्यं बहु उन्नतम् आसीत् तस्मिन् तस्मिन् समये व्याख्यानानि नालायर दिव्यप्रबन्धस्य व्याख्यानानि अभिनयानि सर्वं देवस्य पुरतः मम गृहे जनाः गृहबान्धवा जनाः सर्वाः सर्वाः देवस्य पुरतः स्थित्वा कृतवन्तः बहु सम्यक् अभवत् तद्दिने बहु उन्नतम् आसीत् अहं स्मरामि नित्यमहं तस्मिन् विषये स्मरामि एव